हरिः ओम् आ नमस्ते नमस्ते आम् आम् आम् सम्यक् अस्मि अस्तु अस्तु अस्तु आगच्छतु चिन्ता नास्ति परन्तु इदानीमहं किमर्थं भवतीम् आहूतवती इति प्रथमं वयं तन्निमित्तं किञ्चित् भाषामहे अस्तु वा अहम् न न न न इदानीं श्रुणोतु इदानीं श्रुणोतु ह अत्र आम् वयम् एवं सम्यक् वयमत्र सहमतीं कृत्वा भवति अत्र मम गृहम् आगत्य वर्षत्रयम् अभवत् किल भवती आगत्य वर्षत्रयम् अभवत् किल आम् आम् तन्निमित्तमेव अहं वदिष्यामि सहमतीं भवति वर्षत्रयस्य दत्तवती इदानीं तद् तु अभवत् परिमितिः अभवत् सहमत्याः परिमितिः अभवत् अतः वयमपि नूतनम् एतद् अस्माकं कृते अपि इदानीं गृहम् अपेक्षितमस्ति भवती गृहम् इदानीं त्यक्तव्यं भवति अतः अतः भवती शीघ्रं नूतनं गृहम् अन्विष्य गच्छति चेत् किञ्चित् अस्माकं कृते अपि सम्यक् भवति हा वदतु वदतु वदतु वदतु वदतु

अस्तु अस्तु इदानीं चेत् श्वः इत्येव नास्ति अहं सप्ताहद्वयं दास्यामि भवत्याः कृते भवत्याः कृते शीघ्राति शीघ्रं किञ्चित् अन्विष्य गमनमार्गं पश्यतु इति आमामां सर्वं जानामि एव परन्तु अहं दूरे नास्मि भव भवती मम गृहस्य उपरि एव अस्ति किल मम गृहे अपि विवाहः भवति अतः सर्वे जनाः सम्बन्धिकाः अत्रैव आगत्य तिष्ठति अतः कृपया शीघ्राति शीघ्रं किञ्चित् अवलोकयतु भगिनि भावना भवति एव सर्वेषाम् एवं गृहं सम्यक् अस्ति बस् निस्थानं सम्यक् अस्ति इति सर्वं जानामि एव परन्तु अस्माकं परिस्थितिः अपि भवति किञ्चित् द्रष्टव्यं भवति वयं सर्वे परिचिताः जनाः एव अधिकम् एवं कर्तुम् इदानीमेव त्यक्त्वा गच्छतु इत्यपि अहं न वदिष्यामि यथा भवती उक्तवती किञ्चित् समयं स्वीकृत्य अहं सप्ताहद्वयम् इति उक्तवती भवति तु इतोऽपि अधिकं मासद्वयमिति पृष्टवती स्वीकरोतु मासद्वयं स्वीकरोतु परन्तु शी शीघ्रं सम्यक् एकं गृहम् अन्विष्य तत्र प्रवेशं करोति चेत् मम कृते अपि सम्यक् भवति अस्तु अस्तु भगिनी अ शीघ्राति शीघ्रं करोतु भवती गृहं न प्राप्यते चेत् वदतु समीपे एव मम अग्रजस्य गृहमपि अस्ति तत्र भवती गन्तुं शक्यते अस्तु वा मम सहोदरस्य गृहमिति उक्तवती मम सहोदरस्य नाम रामचन्द्रः इति आ अस्तु अस्तु राम् राम् राम् राम्